माध्यमद्वारा प्रसै प्रसार्यमाणविचाराः मम प्रान्ते अतीवप्रभावं जनयन्ति परन्तु तत् प्रभावं कुत्रचित् साफल्यं भवति तत्र केचन बालकाः तत् सम्यक् उपयुज्यन्ते अन्ये केचन तस्य दुरुपयोगमपि कुर्वन्ति समाजस्य संलग्नतायां माध्यमः अस्य सम्यक् भागं गृह्णाति अत्रापि सम्यक् इत्युक्ते तत्र बालः बालकाः बालिकाश्च तस्य समाजस्य कृते उपयोगं कुर्यन्ति तत् भागं तु सम्यगेव अस्ति कुत्राचित् असम्यगपि अस्ति स्थानीयवार्तापत्रिका अस्माकं मम प्रदेशे मम पार्श्वे स्थानेवार्तिकाः अस्ति भास्कर् दैनिक् भास्कर् स्थानीयविचाराः अहं कथम् उप उपलभामि इत्युक्ते तत्र स्थानीय तत्र ग्रामे जनाः यत् तेषां सकाशे अनन्तरं तत्र वार्तापत्रिका वार्तपत्रिकयाः अपि अहं ज्ञातुं शक्नोमि स्थानीयविचारः माध्यमेन मुख्यवाहिनी मुख्यवाहिनी मानितव्या इति कश्चन विचारः अस्ति मम परन्तु तत्र स्थानीय विचाराः सन्ति तत्र विचाराः माध्यमेन मुख्यवाहिनी तत्र मुख्यवाहिन्यः गत्वा बहवः सन्ति तत्र मह्यं तत्र तत्रापि अस्ति अव तत्र बस यानं मुख्यवाहिनी माध्यमेन बस यानमस्ति रेल यानमस्ति तत्र मम मम सकाशे एव रेल यानम् अस्ति तत्र मम विचारः सम्यगेव अस्ति अस्य उपरि अहं मुख्यवाहिनी मानितव्या इति मम कश्चन विचारः एतदस्ति तत्र व मुख्यवाहिनीतया सम्यक्तया सम्यक्तया अस्ति इति